भारतीयतत्त्वशास्त्रं दर्शनम् इत्युच्यते वस्तुतः दर्शनम् इति शब्दः अत्यन्तं विशिष्टः दृशिर्प्रेक्षणे इति धातोः निष्पन्नः शब्दः दृशिर् प्रेक्षणे इति धातोः लिट् प्रत्यये करणे अर्थे दृश्यते अनेन इति दर्शनम् इति व्युत्पत्या दर्शनमिति शब्दः सिद्ध्यति अत्र विशेषः नाम दृग् दृश्यविशेषः विवेकः दर्शनमिति उच्यते सर्वादौ अहम् अस्मि मम किञ्चन अस्तित्वमस्ति आत्मा इत्यादिकम् अस्माभिः कथ्यते एवमेव जगदपि अस्ति दृश्यमपि किञ्चिदस्ति इदानीं मम पुरतः विद्यमानं भवनम् अहं पश्यन् अस्मि इति अत्र अनयोः मध्ये पुरतः दृश्यमस्ति भवनम् अहम् अत्र द्रष्टा अस्मि मम द्रष्टुः इन्द्रियं दृगिन्द्रियमस्ति दृगिन्द्रियं तत्र मनसा संयुक्तं सत् पुरतः विद्यमानं दृष्यं भवनं पश्यति पश्यति इति यद् अस्ति तद् दर्शनम् इदं लोकस्तरे ये इदमेव किञ्चित् तद् अतीत्य देशकालादिभेदान् अतीत्य यद् दर्श्य दृश्यते तद् अत्यन्तं विशिष्टं भवति इत्युक्ते जीवः जगत् लोकः कालः देशः वस्तुतः तत्त्वं किं आत्मस्वरूपं किं दर्शनं बहिः वा अन्तः अन्तः दर्शनं वा कस्य दर्शनम् एवं जगतः अतीतं किम् आत्मस्वरूपं किम् एतत् सर्वम् अस्माभिः विविच्यमानं भवति अतः जगति काचित् विशिष्टा शक्तिस्तु वर्तते सा विशिष्टा शक्तिः अस्माभिः साक्षात् करणीया सा च शक्तिः पराशक्तिः इत्येवं भवितुम् अर्हति अथवा जगति काचित् शक्तिः भवति सा एव शक्तिः अस्माभिः द्रष्टव्या भवति अतः दर्शनमिति वयं वदामः सा शक्तिः आत्मशक्तिः अन्तःसुप्ता शक्तिः भवितुमर्हति आहत्य भारते बहूनि दर्शनानि सन्ति बहुधा मार्गः सन्ति बहुभिः मार्गैः वयं पर्वताग्रे विद्यमानं देवमन्दिरं यथा गन्तुं शक्नुमः तथा आत्मतत्त्वं द्रष्टुं बहुभिः दर्शनैः शक्यते अतः बहवः दार्शनिकाः बहूनि दर्शनानि प्रवर्तन्ते प्रवर्तयामासुः अतः तद्बलेन ते तत्त्वं किञ्चिन तत्र साक्षात् कुर्वन्ति अतः दर्शनक्रिया विशेषतः अत्र अस्माभिः प्रति प्राप्यते प्राप्यते अत्र अस्माकं शास्त्रं व्याकरणशास्त्रं व्याकरणशास्त्रस्य वेदाङ्गत्वेन प्रतीतिरस्ति तथापि तत्रापि दर्शनत्वेन प्रयोगः शक्यः भर्तृहरेः वाक्यपदीयम् इत्यादयः ग्रन्थाः भाष्यस्य केचन अंशाः पस्पशाह्निकम् इत्यादयः अंशाः शब्दतत्त्वविचारः शब्दब्रह्मत्वविचारः इमे सामीप्यांशाः वस्तुतः पारमार्थिकरूपेण दर्शनतामेव शास्त्रस्य गमयन्ति अत्र एकशब्दः सम्यग्ज्ञातः सुप्रयुक्तः शास्त्रान्वितः स्वर्गे लोके कामधुग् भवति इति वाक्यं स्यात् अथवा तत्र साधुशब्दप्रयोगेण धर्मः इति स्यात् साधुशब्दानां वाक्यानां प्रवृत्तमिदम् इति शास्त्रम् इति व शास्त्रनिर्वचनं स्यात् एवं बहवः अंशाः ये केचित् सन्ति इमे सर्वेऽपि अंशाः सामान्यतः लोकेन ज्ञाताः अथवा पुरतः विज्ञाताः इति न सुदीर्घेण दर्शनेन अवाप्ताः सन्ति अतः पुण्यजनकत्वं साधुशब्दप्रयोगेण इति यदुच्यते तत्सर्वमपि दर्शनतः एव सिद्धं ये तत्र इदमपि अत्यन्तं प्रसिद्धमेव खलु द्वे ब्रह्मणि वेदितव्ये शब्दब्रह्म परं शेते शब्दब्रह्मणे निष्णातः परम्ब्रह्माधिगच्छति इति वाक्यमस्ति द्वे ब्रह्मणि वेदितव्ये इत्यत्र शब्दब्रह्म परब्रह्म इति तत्र शब्दब्रह्म वस्तुतः दर्शनतः फलत्वेनैव तथा भवति अतः एतत्सर्वमपि भारतीयं तत्त्वशास्त्रं दर्शनमिति अतः कथ्यते किञ्च दर्शनानि अनन्तानि बहूनि सन्ति द्रष्टा समरदर्शनं सामर्थ्यं लोकान् अतिक्रम्य कविः क्रान्तदर्शी इति यथा उच्यते तद्वद् तत्रापि अतिक्रम्य पुरतः विद्यमानम् अतीत्य यः द्रष्टुं शक्नोति सः सर्वोऽपि द्रष्टा एव भवति आधुनिककाले दर्शनानि कदाचित् अल्पानि चेदपि द्रष्टारः बहवः भवितुम् अर्हन्ति पुरा ऋषयः मन्त्रान् ददृशुः अतः ते मन्त्रदृष्टारः जाताः तत्त्वानि ये पश्यन्ति ते तत्त्वदर्शकाः भवन्ति एवं दर्शनं बहुधा अपेक्ष्यते नूतनःपन्थाः स्रष्टव्याः इति द्रि धिया एव दर्शनम् इति न आत्मसाक्षात्कारार्थं जीवस्य सन्तोषार्थं नित्यसन्तोषार्थं तत्त्वबोधार्थं विवेकप्राप्त्यर्थं किञ्चन दर्शनम् अपेक्षितं तादृशं दर्शनं तदेव वै वैशिष्ट्यं भारतीयतत्त्वशास्त्रस्य दर्शनस्य मार्गाः बहवः सन्ति नूतनमार्गाः स्रष्टुम् अन्वेष्टुं च शक्याः सन्ति तदेव भारतीयदर्शनस्य वैशिष्ट्यं भारतीय जीवनपरम्परायाम् आध्यात्मिकस्वातन्त्र्यम् इत्युक्ते तद् दर्शनमेव अस्ति एकसहस्रं विवेकानन्देन तदर्थमेव कथ्यते अत्र एककोटिजनाः सन्ति चेत् एककोटिमतानि सन्ति इति तथा वैशिष्ट्यानि भवन्ति एवं वयं दर्शनं विविक्तुं शक्नुमः